पाश्चात्य तत्त्वशास्त्रमपि शास्त्री तृतीय वर्षे मया अधीतं यतो हि पाठ्यक्रमे आसीत् पाश्चात्य तत्त्वशास्त्रे मया अधिकं प्रयत्नं न कृतं यावत् पाठ्यक्रमे आसीत् तावदेव परीक्षा परीक्षार्थं पठितं परन्तु एका पङ्क्तिः वर्तते यत् पाश्चात्य तत्त्वदर्शिनः ये सन्ति तथा च ये भारतीय तत्त्वदर्शिनः सन्ति तेषाम् अपेक्षया भारतीयतत्त्वदर्शिनामपेक्षया पाश्चात्यतत्त्वदर्शिनः पाठशालायां पठन्तः छात्राः इव प्रतीयन्ते इत्यपि एकेन पाश्चात्येन दार्शनिकेन उक्तं वर्तते यतो हि भारतीय तत्त्वशास्त्रे बहु गूढतया विषयानां प्रतिपादनं तेषां दार्शनिक पक्षानां प्रतिपादनं कृतमस्ति भारतीय तत्त्वशास्त्रमेव अधिकृत्य पाश्चात्य दर्शनशास्त्रम् प्रवर्तते तथा च तस्य प्रवृत्तिः तु भौतिके अर्थे भौतिकवादे तस्य प्रवृत्तिः अधिका वर्तते परन्तु अस्माकम् तत्त्वशास्त्रस्य प्रवृत्तिः आध्यात्मिके विषये वर्तते इति अहं जानामि